हरिः ओम् हरिः ओम् आम् आम् आम् अस्तु हा न श्रुतम् एकवारमपि आम् आम् शुद्धवायुः शुद्धवायुः अस्तु अस्तु हा निश्चयेन निश्चयेन आं निश्चयेन किम् आवश्यकम् अस् आम् अत्र सुलभम् अत्र सुलभं भवति अस्य चदुर् चतुर्शताधिकं भवति चतुर्शताधिकम् शब्दम् शतं शतं पुष्पाणि शतं सस्यानि आवश्यकानि आवश्यकं न न न तादृशी सङ्ख्या नास्ति नास्ति क्षम्यताम् अस्तु अ आ कति अस्ति अ अस्य सङ्ख्या भवति नाम तस्य किम् तद् भवति चतुश्शतं तस्य मूल्यं भवति मूल्यं चतुश्शतम् आ अत्र केवलम् अत्र एतत् अत्र केवलं पञ्च पञ्चाशत् भवति पञ्चाशत्भवति अन्ये कानिचन नानानि पुष्पाणि अपि सन्ति पुष्पाणि अस्तु अद् अस्तु शुद्धवायुः त सु दायकानि सर्वे तत्र अधिकतया नास्ति सर्वेपि उत्तमम् उत्तमं भवति तद् अ बेम्बू औडर् कर्तुं कर्तुम् अस्तु तत्र नीमपि अस्ति तदपि उत्तममिति श्रुतं नीम् नीमस्ति अस्तु तस्य क्यूपक्कि आन्लैन्द्वारा अपि सेवनम् उपलब्धं भवति तस्य अधिकमूल्यं भविष्यति पञ्चशताधिकं हा पञ्चशताधिकं भविष्यति अस्तु तत्र इन्धनार्थम् इत् आ वदतु अशोकः अपि अशोकः अपि अस्ति अशोकः अशोकः अशोकमस्ति तदुत्तमम् धन्यवादः